हरिः ओम् नमस्कारः आगच्छतु आगच्चतु

आवेदानपत्रं दृष्टवान् श्रीवत्सः कोप्पा न वा आगच्छतु आगच्छतु उपविशतु अस्माकं संस्था सच्चिदानन्दसरस्वती पदवीपूर्व पदवी काालेज् गतवर्षे आरब्धमस्ति अस्मिन् वर्षे संस्कृतस्य आरम्भं कुर्मः इति स्वामीनाम् अभिप्रायः अस्ति तदर्थं सन्दर्शनार्थम् आहूतम् वदतु भवता बयोडटा किं किं कृतवान् कुत्र अधीतवान्

अस्तु महान् सन्तोषः बहु अनुभवः अस्ति अनुभविनः एव अस्माकम् आवश्यकाः सप्ताहे किम् अवधित्रयम् अथवा चतुष्टयं भवति अस्मिन् वर्षे आरब्धम् अस्ति अतः तस्य एकः प्रायोगिक कक्षा स्वीकरणीया इति अस्माकं मण्डल्यः निर्णयः कृतः अस्ति अथवा तत् श्वः दातुं शक्यते कथं निकटे अस्ति श्वः प्रातः दशवादने दशवादने भवति पदवी छात्राः भवन्ति अतः वेतनादिकं तत् प्रायोगिककक्षां दृष्ट्वा अनन्तरं सम्भाषणं कुर्मः तत् सद्यः आरब्धमस्ति अतः केवलपदवी प्रथमपदवी एकमेव भवति खलु सप्ताहे अवधित्रयम् अथवा चतुष्टयं भवति चतुष्टयं भवति सत्यं द्वयमपि अस्ति छात्रसङ्ख्या अपि अस्ति इदानीमेव अशीतिसङ्ख्या अस्ति अतः तत् एकस्मिन् वर्गे वा अथवा वर्गद्वयं करणीयं वा इति चिन्तनीयम् अग्रे

अस्तु अस्तु अस्तु तर्हि पश्यामः भवतः तत् अवधिं दृष्ट्वा वयं निर्णयं कुर्मः श्वः प्रातः आगच्छतु धन्यवादः